हलो हरिः ओम् आं का अस्ति श्वेतायाः वा आहा सि रेपिप्स् इत्यादय छात्रा ताः खलु सा खलु सिक्स्त् सा स्टाण्डर्ड् छात्रा हा हा एकवर्षम् एकवर्षं पूर्वम् अहं हा भवति हा अस्तु श्वेता वा सम्यक् अहं पाठितवती अहं पाठितवती अस्तु अहं जानामि मम विश्वासेन भवती प्रेषितवती अहं जानामि अहं सम्यक् रूपेण नृत्यं जानामि हा तर्हि तस्य कृते न रोचते इति अहम् मम एकवर्षं यावत् मनः स्वास्थ्यं सम्यक् नास्ति तद् कारणेन इति अहं चिन्तयामि अस्तु मास्तु आम् अहं साधु भवति सम्यक् अहं चिन्तयामि नाम गृहस्य अन्दरीक्षं सा न रोचते इति बहु छात्राः अस्ति खलु तद् कारणेन सस्यमेला तदेव किन्तु अहं सर्वेषाम् अस्तु अहम् एवं वा अहं क्षम्यतां मम कृते पुनः अहम् एतादृशम् अस्तु पुनः एकवारमपि भवती प्रेषयतु षड्मासं यावदहं पाठयामि सम्यक् रूपेण सा करोति अस्तु अहं पाठयामि तदा किम् मम स्वास्थ्यं समीचीनं नासीत् तद् तद् कारणेन इदानीं सम्यक् अस्ति तु प्रेषयितुम् एकवर्षं यावत् मम स्वास्थ्यम् अस्तु अहं सम्यक् रूपेण स्वास्थ्यं पश्यामि तद्विषये मा चिन्ता मास्तु अस्तु श्वः आगच्छतु अस्तु धन्यवादः अस्तु धन्यवादः